अस्माकं क्षेत्रे प्रसिद्धाः विद्यालयाः भवन्ति सर्वकाकारीयविद्यालयाः वैयक्तिकसंस्थाः अपि भवन्ति विशिष्य श्री वेङ्कटेश्वर चिल्ड्रन् हैस्कूल् इति प्रसिद्धः विद्यालयः भवति यस्मिन् विद्यालये समानरूपेण छात्रान्

बोधयन्ति तत्र बुद्धिमतयः मन्दमतयः प्रतिभाशालिनः इति त्रिधा छात्रान् विभज्य प्रत्येकं छात्रस्यापि शिक्षायाम् औन्नत्यम् आनेतव्यं गुणवत्ता आनेतव्या इति दिशा तत्र अनुष्ठीयते मन्दमतीनां छात्राणां कक्षा अभावसमये सायङ्काले तद्निमित्तमेव भिन्नरूपेण

शिक्षा कल्पिता वर्तते येन मन्दमतयः छात्राः अपि विद्यार्जने गुणवत्तां आनेष्यन्ति इति धिया अतः सन्तुष्टाः एव सन्ति छात्राः ये तत्र विद्यालयेषु पठन्ति